धार्मिककार्यक्रमः नाम समयसन्दर्भानुसारेण नाम रायराराधने इत्यादिसमयेषु वयं मिलित्वा धार्मिककार्यक्रमाः रथोत्सवम् इत्यादयः इत्यादयः अन्नदानम् इत्यादयः प्रवचनमित्यादयः वयं मिलित्वा एव अस्माभिः आचरति लौकिककार्यक्रमः नाम राज्ये किमपि कष्टमस्ति चेत् तदा मिलित्वा एव तत् परिष्क्रियं कर्तुं किं प्रयत्नमस्ति तद् वयं प्रय् क्रियन्ते एव इत्यादयः क्रियन्ते एव धार्मिककार्यक्रमाः अनेकाः सन्ति अन्नदानम् इत्यादयः तदपि वयं क्रियन्ते इति